मम क्षेत्रे परिवहनविधयः मोड्स् आफ् ट्रानस्पर्टेषन् बहवः सन्ति तैल पेट्रोलियं तैलाधारितं पेट्रोल् डीसल् उपयुज्य ये चलन्ति तादृशं कार् यानं लोकयानं भारवााहकाः लारीस् इत्यपि सन्ति विद्युच्चालितयानानि अपि सन्ति अनन्तरं नौकाः विमानानि रेल् यानं तादृशम् अपि सुलभेन अत्र परिवहनं कुर्वन्ति सुलभेन राज्यस्य भिन्नभागान् ते संयोजयन्ति द्विचक्रिकाः सैकल्स् अपि बहवः उपयोगं किर्वन्ति एतेषां याना यानानां उपयोगेने द्विकक्रिकाणां यान यान यानानां उपयोगेन परिसरसंरक्षणं भवति पेट्रोल् डीसल् आधारितयानानि ते सुलभेन एकस्य प्रदेशात् एकस्मात् प्रदेशात् अन्यत्र सुलभेन गन्तुं सुलभः भवति